नमांसि विघ्नेश्वरः खलु विघ्नेश्वरः नो अहं न अहं दिनेशः भवन्तः विघ्नेश्वरः खलु ममा सुहृत् पवनः भवतः भवतां नम्बर् दत्तवान् भवन्तः सम्यक् पेण्ट् कार्यं वर्णलेपनादिकं सम्यक् कुर्वन्ति गृहं प्रति नूतनगृहं प्रति इति धनमपि बहु न्यूनं स्वि स्वीकुर्वन्ति न तेन उक्तमासीत् सम्यक् कार्यं सम्यक् कुर्वन्ति धनादिकं बहु न्यूनमेव स्वीकुर्वन्ति इति अतः अहं नम्बर् अतः हा न तदपि उक्तवान् सः भवन्तः कार्यं सम्यक् कृत्वा एव धनं न्यूनं स्वीकुर्वन्ति इति हा कृत् कुर्वन्ति कि क्लेशः नास्ति धनं न्यूनं कृत्वा नूतनं गृहम् अस्ति गृहं प्रत्येव बहु धनं स्थापितमस्ति अतः मम उपायः अस्ति अधिकाः जनाः मागच्छन्तु द्वित्रिजनाः आगच्छन्तु समीचीनं समीचीनम् तद् धनमपि न्यूनं भवति एकस्य कृते अधिकमपि धनं प्राप्तं भवति तद्दृष्ट्वा किमपि दृष्ट्वा हा श् हा हा अत्रैव गृहमस्ति अहं विलासं प्रेषयामि आगच्छन्तु वर्णादिकं भवद्भिरेव आनेतव्यमहं तत् सर्वं किमपि मया द्रष्टुं न शक्यते अहम् अन्यत्र अन्याद् अन्यादिषु कार्येषु अहम् हा तत्तु यच्छामि तत्तु हा तत्तु यच्छामि क् समीचीनमेव वर्णादिकम् आनयन्तु समीचीनम् एषियन् पेय्ण्ट्स् निप्पान् तादृशं किमपि समीचीनम् आनयन्तु किम् इदानीं बहु प्रचलितमस्ति किं वर्णं बहु प्रचलितमस्ति का सर्वेपि किम् इच्छन्ति इदानीम् अहं ज्ञातुमिच्छामि मुख्यं मुख्यं मुख्यं द्वारं प्रति किं स्थापयितुं शक्यते अन्तः यदि गृहम् न द्वारं प्रति द्वारस्य प् द्वारस्य पार्श्वे सर्वं स्थापनीयं खलु हा श्वेतवर्णं मास्तु तत् सर्वेपि स्थापयन्ति श्वेतवर्णं किञ्चित् किमपि भिन्नं समीचीनं भिन्नं किमपि हरितवर्णम् हरतवर्णमपि मास्तु इतोपि भिन्नं समीचीनं किमपि हा तदा ता न सर्वे सर्वमपि अस्माकमेव वर् अस्माकमेव त किन्तु हरितम् अस्तु किञ्चित् भिन्नं समीचीनं किमपि यदि अस्ति वा तर्हि कथं कार्यं कुर्वन्ति तर्हि वर्णादिकं स्वीकृत्य एव गृहं प्रति एकवारम् आगच्छन्तु आगच्छन्तु अहं यदि ब तद् रक्तवर्णमेव तत्तत् किञ्चित् किमपि समीचीनं बहु यदि पश्यन्ति सर्वेषां कृते हा कृष्णवर्णं किञ्चित् सम्यक् हा तरपि समीचीनं कृष्णवर्णं स्थापयामः हा तत् स सर्वं सत्यं तर्हि एकं स एकं कार्यं हा हा हा बहिः अपि गृहस्य पुरतः बहिः अपि सम्पूर्णं कृष्णवर्णमेव लेपयन्तु हा धनमपि बहु न्यूनं भवति तथा स गृहस्य अन्तः सर्वत्रापि श्वेतवर्णं स्थापयन्तु तत् बहु धनं स न्यूनं धनं भवति हा भवतां कृतेपि कार्यं किञ्चित् न्यूनमेव भवति हा भवतां कृतेपि कार्यं किञ्चित् न्यूनमेव भवति अतः इतोपि धनम् अहं न्यूनमेव दातुं शक्नोमि धनमपि संरक्षितं भवति हा भोजनादिकं यच्छामः अहं तु मङ्गलूरुप्रदेशीयः अतः गञ्जी इत्यादिकं सम्यगेव कुर्व हा गञ्जी सर्वं सम्यक् कुर्मः वयम् भवन्तमाह्वयामि प्रथमं कार्यं समाप्य गच्छन्तु अहं कार्यं दृ कार्यं कार्यं दृष्ट्वा अनन्तरं निश्चयम् अहं कार्यं दृष्ट्वा अनन्तरं निश्चयं करोमि आह्वा आह्वातव्यं वा मा मास्तु वा इति अस् अस्तु अस्तु तर्हि आगच्छन्तु मया अस्तु एत् एतावदेव वार्तालापः कर्तव्यः आसीत् सर्वं मह्यं मह्यं मया ज्ञातं कृपया आं धनम् अड्वान्स् सर्वं धनं प्रेषयामि भवन्तः आगच्छन्तु अस्तु मिलामः अस्तु अस्तु राम राम